लघुव्यापाराः तु इदानीन्तनकाले बहु वर्धिताः सन्ति यतः तन्त्रज्ञानम् अपि तावत् वर्धितं विद्यते दूरभाषायां यदि व्यापाराः आरभ्यन्ते झटिति वर्धमानतां गच्छन्ति उदाहरणार्थं स्विग्गि ज़ोमाटो अमेज़ान् इत्यादि व्यापाराः तत्र जनेभ्यः यथा अपेक्षते तथा वस्तूनि भवन्ति अपि च यदा ओर्डर् क्रियते झटिति आगत्य गृहसमीपे एव प्राप्यन्ते इदं तु सुलभ सुलभमेव जनानां कृते अतः ते एतस्य आश्रयणं कुर्वन्ति एव अतः तन्त्रज्ञानेन लघुव्यापाराः बहु वर्धिताः सन्ति इति वक्तुं शक्यन्ते अपि च ये बहिः गत्वा कार्यं कर्तुं न शक्नुवन्ति ते गृहे एव उपविश्य कार्यं कर्तुं शक्नुवन्ति गृहे एव उपविश्य अवलेहादिकं कृत्वा दूरभाषायां यदि वितरणं कुर्वन्ति तर्हि अपि तेभ्यः उपयोगाय भवति